हरिः ओम् मित्रः हा कथमस्ति हा जानामि एव पुनः किमर्थं वदति हा व्यापारः सर्वं सम्यकेव प्रचलति एव कुशलिनी हा हा व्यापारं सर्वं सम् हा वेजिटेबल् सर्वं समये एव आगमिष्यति वा ओ अहं तु स्वास्थ्यं सम्यक् नास्ति इति हेतोः आपणं न आगमिष्यामि हा भवती एकेनैव किञ्चित् करोतु ओके आ तदेव भवती तत्र तु जनाः कार्याणि स्वीकृत्य धनं दास्यन्ति खलु हा चिन्ता नास्ति जनानां कृते धनं नास्ति चेत् अधुना मास्तु किन्तु स्वीकरणीयम् ओके हा अहं तु आं तदेव इतोपि किमस्ति विशेषः एक्स्परि डेट् साधनानि सर्वं त्यक्तवती खलु हा ओके ओ ओके भवती एकं कार्यं करोतु एक्स्पैर् डेट् पूर्वमेव तद् सर्वं निष्कासयतु जनानां कृते यत्किमपि उक्त्वा तद् दास्यतु ओके हा न चेत् यत् किमपि ओफ़र् वा इत्यादि कृत्वा करोतु नास्ति चेद् नष्टाय भविष्यति खलु तदर्थं वदामि स्वीकरोति वा प्रोफ़िट् नास्ति चेदपि नष्टाय भविष्यति खलु हा हा हा आम् हा इतोपि सम्यक् पश्यतु तत्र धूलिः इत्यादि धूमः इत्यादि अस्ति चेत् सम्यक् क्लीन् अपि करोतु ओके हा वेजिटेबल्स् इतोपि प्रकोष्ठे अपि किमपि धूमः अस्ति चेत् सम्यक् परिपालनं करोतु इतोपि आगमिष्यामि किन्तु स्वास्थ्यं सम्यक् नास्ति इति हेतोः

ओ ओके अस्तु तर्हि इतोपि किं विशेषः किमपि अस्ति तथा इतोपि आपणविषये हा सम्यक् एव सम्यक् एव सम्यक् एव हा कुशलमेव इतोपि स्टाक् सर्वम् आगतं वा अस्मिन् मासस्य अस्मिन् मासस्य स्टाक् सर्वम् आगतं वा इति हा ओके आपणं सम्यक् पश्यतु ओके अस्तु तर्हि मिलामः राम राम